विश्वेस्मिन् प्रवासगमनं चेत् अहं बेङ्गलूरु नगरं गन्तुमिच्छामि बेङ्गलूरु नगरं कर्नाटकराज्ये अस्ति तत् च एलेक्ट्रोनिक् सिटि सिलिकान् सिटि उद्योगनगरी स्यण्डल्वुड् इत्यादिनाम्ना बहुप्रसिद्धम् अस्ति तस्मिन् प्रदेशे देशस्य सर्वभागतः अपि जनाः वसन्ति बेङ्गलूरु नगरे देशस्य सर्वविधसंस्कृतीः सर्वाः भाषाः च द्रष्टुं श्रोतुञ्च शक्नुमः